जगतः अभिवृद्धिः इत्यस्य अपेक्षया आदौ राष्ट्रस्य अभिवृद्धिः भवेत् राष्ट्रस्य अभिवृद्ध्यपेक्षया पूर्वं स्वग्रामस्य स्वराज्यस्य अभिवृद्धिः भवेत् इत्येवं रूपेण जगतः अभिवृद्धिः चिन्तनीया भवति पूर्वम् अस्माकं ग्रामः समृद्धः भवेत् अनन्तरम् अस्माकं नगरं समृद्धं भवेत् अनन्तरम् अस्माकं राज्यं समृद्धं भवति एवञ्च देशः समृद्धः भवति एवं जगत् अपि समृद्धं भवति इत्येवम् एवं रूपेण अस्माभिः अभिवृद्धिः कर्तुं शक्यते जगतः अतः आदौ अस्माकं चारित्र्यस्य विषये अस्मा अस्माभिः ध्यानं परिध्यानं कर्तव्यं यतोहि अस्माकं चारित्र्यं चारित्र्यं शुद्धं चेदेव जनाः अस्मान् दृष्ट्वा किञ्चित् पठन्ति ते पठितम् अनुसरन्ति इति कृत्वा अस्माकं ग्रामीणाः सर्वेपि सम्यक् स्वानुष्ठानं स्वकार्यं सम्यक् सम्यक् कुर्वन्ति इत्यतः ततः राज्यस्यापि औन्नत्यं भवति एवं देशस्य अनन्तरम् अस्माभिः यदा र राज्यस्य अधिपः अग्रे भूयते अथवा प्र प्रधानमन्त्री भूयते तदानीम् अस्माकं चारित्र्यं शुद्धम् इति दृष्ट्वा जनाः अपि तद् अनुकुर्वन्ति एवं देशस्य समृद्धिः एवं सम्यक् भवति जगद्विष विकासस्य विषये मम तु एवं मतिः अस्ति जगद्विस विकासः तु तथा न जायमानः सर्वेपि भ्रष्टाः जायमानाः कामिनः जायमानाः किन्तु इदं सर्वं परित्यक्तव्यम् इति चेद् अस्माकं चारित्र्यं सम्यक् रक्षित्वा देशं सम्यक् चालयित्वा अनन्तरं राष्ट्रस्य कृते जगतः कृते अस्माकं देशः यथा कारणं देशः एव जगतः समृद्धये कारणं यथा स्यात् तथा कर्तव्यम् इत्येवम्